चरित्रावबौधार्थं महत् व्यक्तीनाम् योगदानस्मरणार्थञ्च विविधैः मूल्याङ्कानि मुद्राः तथा पाषाणखण्डाः च अस्माकं देशे वर्तन्ते केचन जनाः तेषां सङ्ग्रहणे तत्पराः वर्तन्ते स्टाम्प् कलेक्षन् तथा कोयिन् कलेक्षन् इत्यादि विषये अभिरुचिः तेषामस्ति तेष् तेषामस्ति चेत् विविध राष्ट्रात् भिन्नभिन्नसंस्कृतीनां मुद्राः मुद्राः यथा मूल्याङ्कानि च सञ्चित्य संरक्षणं कुर्वन्तु इति मम अभिप्रायः एतद्विषये उपरिवक्तुम् मे अशक्या भव् भवति कुतः इति चेत् एतद्विषये मम मतिः अल्पा भवति अतः उपरि वक्तुं न शक्नोमि किन्तु एतत् तत्पराः अस्मिन् विषये तत्पराः ये वर्तन्ते ते ते अभिनन्दम् अभिन अभिनन्दन अर्हाः भवन्ति अभिनदनार्हाः भवन्ति तेषाम् क्यूरियोसिटि एतद्विषये श्रद्धा प्रत्येकं स्मरणीया एव एतावदुक्त्वा विरमामि